प्रवासार्थम् सामान्यतया ऐतिहासिकस्थानं प्रति अहं गन्तुम् इच्छामि तत्रापि विशिष्य यत्र ऐतिहासिकक्षेत्रं भवति यत्र अस्माभिः किञ्चित् पठितुं शक्यते न केवलं मनोरञ्जनस्थानं तत् अपि तु किञ्चित् ज्ञानप्राप्तेः स्थानमपि अतः अहं तु तादृशं क्षेत्रम् इच्छामि यत्र देवालयः अस्ति पर्वतः अस्ति ईषदिव तडागः अस्ति तादृशं क्षेत्रम् अहं प्रागेव विचिन्त्य कस्मिन् कस्मिन् काले कुत्र कुत्र गन्तुं शक्यते इति प्रागेव एकं चिन्तनं कृत्वा तत्र अहं गन्तुम् इच्छामि यदि एकं तत्र उदाहरणं वक्तव्यम् तर्हि यद्यपि प्रसिद्धं किन्तु तत्र बहवः कदाचित् गच्छन्ति कदाचित् न गच्छन्ति अपि तेषां श्रद्धा विषयः सः यदिदि मया वक्तव्यं होन्नावरामण्डले स्थानद्वयमस्ति मुरुडेश्वरः इति अनन्तरम् यडुगुञ्जी इति यडुगुञ्जी क्षेत्रे किमस्ति इत्युक्ते तत्तु अत्य गणपतेः श्रद्धास्थानमस्ति बहु प्रसिद्धञ्च वर्तते ऐतिहासिकाः विषयाः लभ्यन्ते कदम्बसाम्राज्यस्य इतिहासः लभ्यते अनन्तरं तत्र पार्श्वे यानि यानि गृहाणि सन्ति तानि बहुभ्यः कालेभ्यः परम्परारूपेण विशिष्य वैदिककर्मसु व्रतानि सन्ति यदि मुरुडेश्वरक्षेत्रं द्रष्टव्यं तर्हि तत्र समुद्रमस्ति तन्मध्ये द्वीपमस्ति तत्र गन्तुं शक्यते यानानि भवन्ति अनन्तरं देवालयः अति महान् वर्तते अतः इदं सर्वं वयं पश्यामश्चेत् ऐतिहासिकस्थानं तथा पर्वतः अनन्तरं देवालयक्षेत्रं सर्वं पश्यामश्चेत् वयं इद् अत्र ज्ञातुं शक्नुमः अतः अहं तु इदमेव वक्ष्यमि यदि क्वचित् गन्तुम् इच्छन्ति सर्वदा मनसः उल्लासार्थमेव गन्तव्यम् इति नास्ति अपि तु ऐतिहसिकक्षेत्रं गन्तव्यं तत्रज्ञं ज्ञानं प्राप्तव्यम् अस्माकं सनातनधर्मस्य विचाराः त तेषु तेषु प्रदेशेषु भवन्ति तेऽपि ज्ञातव्याः भवन्ति अतः एतादृशः स्थानेषु गन्तुं सर्वथा सर्वैः यत्नः कर्तव्यः